हा हरिः ओं कुत्र गन्तव्यं त्वया तर्हि पञ्चशतं रूप्यकाणि ददातु

तद् पश्यामि कदाचित् केचन न कुर्वन्ति इत्यतः तेषां कृते किं वक्तव्यं तदपि चिन्तनीयम् अथ भवान् एव यदि कञ्चित् उपायं वदति चेत् अतः अहं सन्तुष्टः भविष्यामि तत् अग्रे पश्यामि भवान् आदौ उपायान्तरं सु सूचयतु अतः केचन उपायाः भवन्ति खलु इत्यतः तद् यदि मनसी आगच्छन्ति सूचयन्तु अन्यथा भवान् उपरि एव शयनं करोतु वमनं यदा भवति तदानीमहं पश्यामि तदानीं इतः पूर्वं यदि भवति चेत् पुनः इतोऽपि समस्या वर्धते चेत् अहं पश्यामि अन्यथा उपरि एव भवतु सर्वे सन्तुष्टाः न भवन्ति इत्यतः

हा तद् पश्यामि इतः प्रस्थानान्तरं मध्ये मार्गे यदि कश्चन एकः आगच्छति चेत् सः अङ्गीकरोति चेत् अहं परिवर्तयामि अन्यथा यदि सः नाङ्गीकरोति चेत् परिवर्तयितुं कः क्लेशः उत्पद्येत अतः तावत्पर्यन्तं यावत्पर्यन्तं कोऽपि नागच्छति तावत्पर्यन्तं भवानेव तद् स्वस्थाने भवतु ततः परम् अहं पश्यामि का गतिः भविष्यति

अवश्यं भवान्

हा तद् अस्ति किन्तु चिन्ता नास्ति दशनिमेषानन्तरम् अथवा द्वित्रिस्थानेभ्यः अग्रे पश्यामि कश्चन् एकाकी आगच्छति चेत् शयनात् पूर्वम् उतः तं सूचयित्वा तत् स्थानं परिवर्तयामि